बालादारभ्य संस्कृतं न जानामि किन्तु श्लोकान् वदान् वदति वदामि स्म ते संस्कृतभाषायां वर्तन्ते इत्यपि न जानामि स्म यदा संस्कृतशिबिरं गतवती तत्र संस्कृतस्य परिचयः जातः तत्र संस्कृतविषये मम आसक्तिः वर्धिता ततः अहं संस्कृतभाषाप्रबोधनस्य प्रशिक्षणं प्राप्तवती इदानीमहम् इदानीम् अहम् अनेकानि संस्कृतसम्भाषणाशिबिराणि चालितवती अनेन सं सर्वेषां पुरतः धैर्येण भाषितुं शक्नोमि मम गृहं संस्कृतगृहं कारितवती सर्वत्र संस्कृतं भवेतिति मम ध्येयः